संस्कृतभाषा तु विशेषभाषा एव कथं चेत् प्रथमम् विविध भाषासु संस्कृतम् स अस्ति इत्युक्ते कन्नडभाषा वा भवतु तमिळ्भाषा वा भवतु तेलुगुभाषा वा भवतु अन्या किमपि भारतदेशस्य भाषासु संस्कृतवार्ता संस्कृतशब्दाः तु तत्र सन्ति इत्येव वक्तव्यं अतः स् संस्कृतं जानीमः चेत् न्यूनातिन्यूनं किञ्चित् वयं अन्यभाषान् अवगन्तुं शक्नुमः इति एकं चिन्तनम्

यदाहं पूर्वं बालकेन्द्रं चालितवती तदा एकः बालकः तस्य स्मरणशक्तिः उत्तमं न आसीत् इति तस्य माता सूचितवती त सदा तदा किम् अभवत् अहं श्लोकान् पाठयित्वा तदनन्तरं बालकेन्द्रस्य विषये बहु बहवः विषयान्

पाठयित्वाः किमभवत् संस्कृत भाषाम् सः सम्यक् भाषणम् अपि कर्तुं शक्तवान् एकस्य वर्षस्य अनन्तरं तस्य स्मरणशक्तिः अपि अवर्धयत् इति तस्य माता मम समीपे आगत्य उक्तवति अतः तदपि संस्कृतभाषायाः वैशिष्ट्यम् इति एव वक्तव्यम्